अस्माकं प्रदेशे कार्यनियुक्तेः कृते प्रथमम् आवेदनं पूरणीयं भवति नाम सर्वकारीय कार्यनियुक्तेः कृते प्रथमम् आवेदनं पूरणीयं भवति तेन आधारेण तत्र एड्मिट् इति आगच्छति अनन्तरं तस्य आधारेण पुनः लिखितपरीक्षा लेखनीया भवति अनन्तरं लिखितपरीक्षायाः अङ्काधारेण तत्र साक्षात्कारकृते गन्तव्यमस्ति तदनन्तरं यदि साक्षात्कारे उत्तीर्णः भवति चेदेव तत्र सर्वकारीय उद्योगं लभ्यते अनन्तरम् अस्माकं प्रदेशे जनाः अधिकाधिकं तु सर्वकारीय उद्योगं प्रति एव प्राधान्यं प्रयच्छन्ति किन्तु तथापि यदि सर्वकारीय उद्योगं न मिलति तथापि ते वैयक्तिकं किमपि कुर्वन्ति एव कारणं उद्योगराहित्यम् इति न भवेत् पुनः किमपि करणीयं जीवने इति चिन्तयित्वा एव सर्वकारीय उद्योगं न लभ्यते चेत् अपि वैयक्तिकं किमपि कुर्वन्ति अस्माकं तत्र उद्योगराहित्यं तु नास्ति नाम किमपि न किमपि कुर्वन्ति एव जीविकानिर्वाहणार्थम् अस्मिन् विषये मम अभिप्रायः अस्ति यत् यदि सर्वकारीय उद्योगं न लभ्यते तथापि वैय्यक्तिकं किमपि करणीयमेव अतः नाम किमपि न कृत्वा गृहे उपवेशनीयम् इति तु नास्ति अतः स्वकीयं किमपि अपि करणीयम् इत्येव